नमस्कारः नमोनमः अहं शर्वरी शास्त्री अस्मि अद्य श्वः मम पुत्र्याः जन्मदिवसः जन्मदिनमस्ति अतः अहं केक् कर्तुम् इच्छामि केक् इच्छामि अहं तु तत् डालस्ति खलु बार्बि हा आमां तत् ता तत् तादृशं केक् अपेक्षते अपेक्षते तत्र रौण्ड् शेप् गोला गोलाकारः हा गोलाकारः भवेत् तत् हा एवमेवं चलति चलति परन्तु तत्र अधिकं क्रीम् न भवेत् एवं परन्तु परन्तु परन्तु तत् बहु मधुरं न भवेत् नास्ति चेत् एवं हा सा न रोचते बहु मधुरम् मम पुत्री अतीव न रोचते बहु बहु मधुरम् अतः स्वल्पमेव हा फ़्लेवर् कानि कानि सन्ति तत्र एवं न भवान् किं किम् उत्तमं कर्तुं शक्नोति ओ सम्यक् भवेत् न वा तत् एवं सा यदि न रोचते एवं तत् एवं तस्य मूल्यं किमस्ति एवम् अधिकं वा किमपि स्वल्पं करोतु किमज् न न किमपि तु करोतु अहं तु सदैव भवतः भवतः एवमहं जानमि एवम् अहं जानामि तत् अस्तु अस्तु श्वः पर्यन्तं भविष्यति चतुर्वादनपर्यन्तम् एवमेवम् अस्तु धन्यवादः